अहं तु कदापि ऋणं न प्राप्तवान् किन्तु मम सं मनसि यानार्थं यदि ऋणम् अपेक्षते तर्हि यानस्य मूल्यं कियत् इति दृष्ट्वा वित्तकोषाः धनं ऋणं दातुं शक्नुवन्ति शक्नुवन्ति तस्य यानस्य मूल्यं दृष्ट्वा अनन्तरं यः ऋणं स्वीकरोति तस्य इन्कम् कियत् यदि वृत्तिं करोति चेत् तस्य मानधनं कियत् ते तत् सर्वं दृष्ट्वा ऋणं प्राप्तुं कर्तुं शक्नुमः कृषिनिमित्तम् तस्य कियत् व्यापाराय यदि ऋणम् अपेक्षते तर्हि चं व्यापारः तेषाम् विक्रे कियत् भविष्यति तस्य मूल्यं मूल्यं कियत् अस् एतत् सर्वं दृष्ट्वा ऋणम् प्राप्तुं शक्नुवन्ति